पाककला केवलं महिलानां कार्यमिति न पुरुषाणामपि पाककला वर्तते एव मम कुटुम्बे तु मम पितुः सदृशं पाकं कोपि कर्तुं न शक्नोति इति मे भाति अहमपि कदाचित् पाके प्रवीणः वर्ते परन्तु सर्वविधपाकान् कर्तुम् अहं न शक्नोमि परन्तु मातुः सकाशात् केचन पाकाः पाकाः मया पठिताः सन्ति तेषु अहं मम मातुः अपेक्षा अधिकः प्रवीणः अस्मि एवम् इयम् एका कला कलायां च किंलिङ्गकः प्रधानः भवति किं लिङ्गकः एव कार्यं कुर्यात् इति न कोऽपि प्रश्नविशेषः अत्र लिङ्गसामान्यः एव कलावान् भवति तत्र महिला भवति वा पुरुषः भवति वा इति प्रश्नः नैव कर्तव्यः न युज्यते अपि अतः पाककलायां पुरुषाणाम् अधिकारः प्रायः अधिकः वर्तते इति मे भाति पाकप्रवीणाः अधिकाः पुरुषाः एव भवन्ति अतः महिलानामेव कार्यमिति न मन्तव्यम् पुरुषाः अपि पाकं कुर्वन्ति मम कुटुम्बे तु कुर्वन्ति अहमपि कर्तुम् इच्छामि